मम प्रदेशे कम्बल इति लोकप्रिया क्रीडा अस्ति तत्तु मनोरञ्जकम् अपि अस्ति एतस्यां क्रीडायां महिषान् योजयित्वा नियन्त्रकाः धावयति महिषयोः मुखे रज्जुः यदस्ति तद् विद्यमानं रज्जुं गृहीत्वा नियन्त्रकाः अपि वेगेन तत् पृष्टतः धावन्ति तदा ये प्रथमस्थानं प्राप्नुवन्ति तेषां कृते पारितोषिकमपि यच्छन्ति तत्र जनाः तद् द्रष्टुं बहु आनन्देन आगच्छन्ति